भिन्नभिन्नकार्यावकाशानां प्रारम्भे तन्त्रज्ञानम् अनेकधा साहाय्यं करोति इदानींकाले तु युट्युब् मध्ये यस्य कस्यापि कार् कार्यविकासः भवतु तत्सम्बन्धि समग्रं महतीं प्राप्तुं शक्नुमः एप्स् अपि केचन वर्तन्ते वेब्सैट्स् उपलभ्यन्ते हेल्प् हेल्प् लैन् अपि प्राप्यन्ते सद्यः काले छात्राः सी एस् पदवीं अनिमेशन् पदवीं इत्यादि तन्त्रज्ञानसम्बन्धिं पदविं प्राप्तुम् इच्छन्ति